हरिः ओम् नमस्ते

अस्तु भगिनी

बहु सन्तोषं सन्तोष इच्छा भगिनी करोतु हां इदानीम् एव आगच्छतु भगिनी चिन्ता नास्ति उद्घाटनं कर्तुं एकं लघुभावचित्रं पञ्चीकरणम् अहमेव ददामि गृह सङ्केतस्य साक्षी पत्रं तावदेव भगिनी किञ्चित् धनम् अपि आवश्यकम् अस्ति य एक सहस्ररूप्यकानि आनयतु उद्घाटनं करोमि आम् भगिनी आम् तदेव भावचित्रं गृहसङ्केतस्य साक्षीपत्रम् पर्याप्तं पर्याप्तं पर्याप्तं भगिनी पर्याप्तम् कोऽपि जानाति वा हा वदतु एवम् ओ आवश्यकं भगिनी भवति केन सह जाय्न्ट् अकौण्ट् कर्तुम् इच्छति आम् भवत्याः पति अपि आम् भवत्याः पति अपि आगत्य चेत् सम्यक् भवति नो चेत् पुनः श्वः आगच्छति चेत् तदपि कर्तुं शक्यते

आम् आम् नियमव नियम् नियमानि किमपि तादृशं कठिनं किमपि नास्ति भगिनी तद् वार्षिकवृद्धिः तस्य कारणम् अपि पञ्चीकरण पत्रं पूरयतुं धनं प्राप् धनं कियत् डेपाज़िट् कर्तुम् इच्छति भगिनी अस्तु अस्तु भगिनी धन्यवाद